प्रातरुद्दिम् अकृत्वा मध्याह्ने भोजनापेक्षा मानवजीवनस्य अतिकठिनदुरवस्था मानवाः अद्यतनदिने शारीरिक तथा मानसिक अस्वास्थ्येन जीवनं यापयन्ति ततः शारीरिक तथा मानसिक आरोग्यार्थं किं कार्यं कर्तव्यम् इत्युक्ते क्रीडां क्रीडितव्यम् क्रीडायामपि विविधरीत्या विभागः वर्तते क्रीडायामपि आन्तरिकक्रीडा बाह्यक्रीडा अपि वर्तन्ते कन्दुकक्रीडा तथा च कबड्डीनामकक्रीडा जनानां सम्पर्केण यः या क्रीडा भवति सा क्रीडया तथा च जनानां सम्पर्कः तथा अरोग्यमपि भवति चतुरङ्गक्रीडया मनोविकासमपि भवति